अस्माकं राज्ये महापुरुषाणां कथा प्रसिद्धा वर्तते तत्र मुख्यतया रामायणम् सुन्दरकाण्डं हनुमान् चालीसा दुर्गासप्तशती पाठस्य भवति तत्रत्यः बालकेषु रामस्य आचरणस्य प्रभावः सर्वथा दरीदृश्यते रामलीला प्रदर्शनमाध्यमेन जनाः रामस्य कथां श्रृण्वन्ति पश्यन्ति च तस्य लीला विषयक चिन्तनम् अपि करोति एतत् प्रकारेण रामस्य आचरणस्य प्रभावः स्वदेशीयजनमध्ये प्रचलन्ति सप्तपञ्चाशत् उत्तर अष्टादशशत शततमे वर्षे स्वतन्त्रतासेनानिचन्द्रशेखर आजाद् महोदयः स्वातन्त्र्यनिमित्तं प्राणाहुतिं कृतवान्